हरिः ओं नमस्ते मम नाम समन्विता भवती लिजिषा भगिनी खलु अवश्यं देहल्लीनगरे तु देहल्लीनगरे तु किं न प्राप्यते अतः यत्किमपि आवश्यं चेदपि अत्र प्राप्यते

आम् भवत्याः किं भवत्याः किं वस्तूनि आवश्यकानि

तत्र भवत्याः तत्र भवत्याः अस्माकं वस्त्राणि प्राप्यते न्यूनमूल्येपि न्यूनमूल्ये प्राप्यते आम् लाल् बाग् इत्युप् अस्ति अनन्तरम् अस्माकं बहवः जनाः अपि तत्र गत्वा एव स्वीकुर्वन्ति अहमेव अहमेव सर्वेषां समीपे वदामि तत्र गत्वा स्वीकर्तुं कारणं ततः अहम् अहं स्वीकृतवती अस्मि अत्युत्तमं तत्र प्राप्यते आम् अवश्यम् अवश्यं प्राप्यते पादरक्षाः स्यूताः वस्त्राणि सर्वं प्राप्यते कङ्कणानि मालाः अनन्तरं कर्णाभरणानि सर्वं अङ्गुलीयकम् इत्यादि सर्वं प्राप्यते इदानीं वयम् इतः आम् आं भवती अतीबृहत्तस्ति बहु बहु दूरं वयं गच्छामः चेदपि ब बहवः आपणानि वयं द्रष्टुं शक्नुमः भवती इदानीम् इण्डिया गेट् मध्ये किल ततः भवती एकं ओटो यानं स्वीकृत्य वदति चेत् पर्याप्तं सरोजिनीनगर् इति ते तत्र तस्य पुरतः एव ते स्थगयन्ति ततः भवति ततः एव वयं द्रष्टुं शक्नुमः यत् अस्माकं पार्श्वद्वये अपि आपणानि बहवः सन्ति वयं चलित्वा वयं सर्वं दृष्ट्वा एकः समयः बहव बहु गच्छति तावदेव किन्तु भवत्याः सर्वं प्राप्यते सा अवश्यम् अवश्यं तावत् समयं भवति कारणं भवत्याः बहूनि साधनानि स्वीकृतमस्ति इति कारणेन आम् अवश्यं प्राप्यते प्राप्यते आम् आम् ओ अनन्तरं तत्र लघु लघु साधनानि अपि प्राप्यते अङ्गुलीयकम् अङ्गुलीयकम् आं बालकानां कृते बालकानां कृते वस्त्राणि क्रीडनकानि एवम् आम् आं यत् वयं न दृष्टवन्तः तादृशक्रीडनकानि अपि वयं तत्र द्रष्टुं शक्नुमः अनन्तरम् इदानीं युवकानां कृते ऊरुकम् अनन्तरं वस्त्रम् उपरि आम् उपरि वस्त्रम् अनन्तरं पादरक्षाः इदानीं आधुनिकं आधुनिककाले या या तादृशं वयं पश्यामः किल तत्सर्वं तत्रैव प्राप्यते

आम् आम् अवश्यं प्राप्यते अनन्तरमिदानीं वयम् एक विवाहस्य कृते गच्छामः चेत् तत्र धर्तुमस्ति यद्वस्त्राणि तदपि प्राप्यते आम् शाटिकाः अनन्तरं बहु बहुबृहत् वस्त्राणि तस्य ता तादृशं साधनानि अपि वयं प्राप्तुं शक्नुमः

आम् आम् सर्वं केरले एव आभारतं वयं यद् वस्त्रं धर्तुं शक्नुमः सर्वविधसाधनमपि वयं तत्र प्राप्तुं शक्नुमः अवश्यं अस्तु धन्यवादः धन्यवादः स्वागतं स्वागतं मिलामः अवश्यं मिलामः भगिनी अस्तु